आन्ध्रप्रदेशे यन्त्रशालाः न्यूनाः एव सन्ति आन्ध्रप्रदेशे जीव जनाः जीविककार्थं जेराक्स् कापि जेराक्स् कापि प्लम्बिङ्ग् कार्पेण्ट्रि विद्युत्संबन्धि एलेक्ट्रिषन् इत्यादि कार्यानि क कुर्वन्ति